मया बहवः आचाराः जीवने कृताः तत्र मम कृते बहु इष्टं किम् इत्युक्ते गुरुकुले मया गोसेवा भूसेवा वनस्पतिसेवा इत्येवम् आचरणं क्रियते तद् बहु सुन्दरं भवति गोशालायां कार्यं गोसेवा इत्येवं तत्र आचारः बहु सम्यक् वर्तते तत्र गवां खादनदर्शनं वा तेषां वात्सल्यदर्शनं गोदोहनम् इत्यादिकं बहु सुन्दरं भवति गोदोहनमपि मया बहु सम्यक् क्रियते अनन्तरं वनस्पतिसेवा भूसेवा इत्यादिषु वाटिकायां कृषिक्षेत्रे बहु सम्यक् कार्यं क्रियते तत्र देवालयेषु कार्यादिकं बहु श्रद्धया क्रियते इत्यतः सोपि व्यवहारः मया सम्यगेव क्रियते तत्र विशिष्टः कः इत्युक्ते क्षीरधवनकाले वत्सः आगत्य पुनः क्षीरं पिबति तद् तद् सः सन्दर्भः बहु सम्यक् द्रष्टुं शक्यते एवं गोशालायाम् दर्शनं वा घटना सन्दर्भः सम्यक् द्रष्टुं बहु सम्यक् भवति गुरुकुले देवालयादिषु पारायणम् यत् क्रियते अथवा होमादिकम् यत् क्रियते तत्र अग्नेः वर्णः यः भवति सोपि मया सम्यक् लक्षितः तत्रापि यदा घृतं स्थापयामः होमे तदानीम् अग्नेः वर्णः भिन्नः एव भवति स च मया बहु इष्यते एवं तत्र सः वर्णः इष्यते इत्यतः होमः अपि मया बहु सम्यक् लक्ष्यते तच्च आच् आचर्यते मया अनन्तरं प्रातः उत्थाने उत्थानम् अस्माभिः शीघ्रं क्रियते सूर्यस्य अपेक्षया शीघ्रम् उत्तिष्ठामः इति अस्माकम् बहु आनन्दः वर्तते यदा सूर्योदयः भवति तदानीं सूर्योदयदर्शनं सूर्यास्तस्य दर्शनं क्रीडायां कन्दुकक्रीडा इत्येवं क्रीडायामपि अस्माभिः सम्यक् व्यवहारः क्रियते सम्यक् आचर्यते च तत्र सुन्दरं किम् इत्युक्ते यदा कन्दुकं हस्तेन ताडयामः तस्य वेगः तत् तस्य गमनं वा द्रष्टुं तद् मनोहरं भवति इत्येवं रूपेण मया विशेषः अंशः लक्षितः